मया एकं वर्णः पेन्सिलम् आनल् आन्लैन् कृतवान् यत् मम बहु रोचते यथोहि मया प्रतिमापि चित्रं तया आकर्ष्यते तत् चित्रस्य सौन्दर्यं बहिः आनयति स्म तत् वर्णः वर्न पेन्सिल् आसीत् अपि च एषा पेन्सिलः आसीत् यत् सर्वे क्रेतुं शक्नुवन्ति स्म यतोहि सा स्वस्थः आसीत् तथा च सः पेन्सिलः आसीत् या सम्यक् आकर्षितुं शक्नोति स्म तदा सा सदा च मम परिचारः परिवारः मित्राणि च तत् कृतवन्तः अतीव उपयोगे उपयोगि च आसीत् ततः अतः मम कृते एकस्य कम्बनी या वर्णे रोचते स्म